नमो नमः महोदय धन्यवादः अहं अहं विमनि हले असमप्रदेशात् त्रिपुराराज्यमध्ये आगमिष्यामि तर्हि भवतः होटेल् मध्ये स्थानम् अस्ति वा आं धन्यवादः तर्हि वदन्तु वदतु किं किम् उपलभ्यते किञ्चित् वदतु

आम्

आं धन्यवादः पुनः भोजनस्य व्यवस्था कथम् अस्ति आं पुनः अहं तु सेमिनारकरणार्थम् अत्र तत्र गन्तुम् इच्छामि यानस्य अपि आवश्यकं वर्तते

आं धन्यवादः पुनः आम् अस्तु अहं तु अक्टोबर् मासस्य दशमदिनाङ्के आगच्छामि

अहम् एकाकीनी एव आगमिष्यामि एकस्य एव प्रकोष्ठस्य आवश्यकं वर्तते प्रकोष्ठस्य रूप्यकाणि किञ्चित् वदतु अस्तु तर्हि अहं वदामि आगच्छामि चेत् वदामि अस्तु तर्हि धन्य अस्तु तर्हि धन्यवादः